अयि भोः भवद्भिः प्रेषितं यत् खाद्यं तद् खाद्यं सम्यक् नास्ति तत् खाद्यं प्राचीनं विद्यते पुरातनं विद्यते इति कृत्वा तथा च समयेन नागतं अत एव अन्यस्मिन् कर्मणि अहं गच्छन्नस्मि अस्मात् कारणात् प्रत्यावर्त्यते इदं खाद्यं